मम प्रदेशे महिलासमूहाः सन्ति केचन महिलासमूहाः सन्ति तत्र महिलानाम् उद्योगार्थं ते वस्तूनि विक्रीयन्ते तेषां सहायार्थम् अहमपि तत्र वस्तूनि प्राप्तवती धनं दत्वा प्राप्तवती वस्तूनि प्राप्तवती अन्य किमपि तत्र समस्यां किमपि न तत्र नास्ति तेषां स् महिलासमूहाः अपि अत्र पर्यावरणम् स्वच्छतामपि ते कुर्वन्ति तद् बहु सहायताम् अस्ति